दीर्घबैकिङ्ग् प्रवासार्थं प्रागेव मम कृते बैक् रैडिङ्ग् आगच्छति यदि अहं दीर्घप्रवासार्थं यदि गच्छामि तद् सामाग्री अपि बहु एकस्यूते एकं एकं बृहत् स्यूतं स्वीकृत्य तस्मिन् अन्तः सर्वं वस्त्राणि भोजनम् इत्यादि सामाग्री तदुत्तरम् स्नानार्थम् अर्धोरुकम् इत्यादि सर्वं स्वीकृत्य नयामि यदि तद् कार् यदि यदि इतोपि रात्रौ भवति चेत् तद् कारणात् तत्र निवासार्थम् अहं बहु प्रयत्नं करोमि प्रयत्नं कृत्वा तत्र निवासं कृत्वा अहं पुनः प्रातः दीर्घबैक् रै बैक् प्रवासार्थं पुनः सज् गच्छामि एतावत् प्रश्नः